भारते बहवः लोकप्रियाः योगगुरवः सन्ति

अस्मान् योगाभ्यासं कर्तुम् व्यायामं कर्तुं प्रेरयन्ति आह्वयन्ति ते ते वदन्ति यत् योगासनानि कुर्वन्तु स्वस्य स्वास्थ्यं रक्षन्तु इति यदि वयं योगासनानि कुर्मः प्रतिदिनं तर्हि वयं क्रियाशीलाः भवामः एवम् अस्माकं स्वास्थ्यस्य रक्षणम् भवति यदि वयं क्रियाशीलाः न भवामः तर्हि बहूनि रोगाणि बहूनां रोगाणां वयम् आमन्त्रणम् आमन्त्रणं दद्मः तेन अस्माकम् स्वास्थ्यं सम्यक् न भविष्यति अतः योगगुरवः वदन्ति यत् प्रतिदिनम् दिनचर्यायाम् योगासनानि कुर्वन्तु एवम् स्वास्थ्यलाभं स्वीकुर्वन्तु